हरिः ओं महोदय अहं विनोदः इति मम विवाहः डिसेम्बर् मासे वर्तते तत्पूर्वं विवाहपूर्वसिद्धताछायाग्रहणम् आवश्यकम् अस्ति आम् आं प्रीवेडिङ्ग् महोदय मम पत्न्याः गृहं तरीकेरे मध्ये अस्ति सा अत्र आगच्छति शिवमोग्गं प्रति आगच्छति कुत्र प्रीवेडिङ्ग् शूट् कुर्मः ह ह तत्कारणात् अहं कुत्र ह ह ह एवञ्च तद् मध्ये प्रीवेडिङ्ग् शूट् मध्ये गीतगायनं स सर्वं श्रुणोति वा कथं वर्तते तत्र आधुनिकगीतानि ओ एवं ह कुत्र कुर्मः महोदय अत्र शिवमोग्गामण्डले कुत्र कुर्मः जागमन् ह

ह ह पुष्करिणी अस्ति वा ह जलमपि अस्ति सम्यक् दृश्यते ह भवति वा अहं श्रुतवान् एकत्र विंशतिसहस्ररूप्यकाणि भवति इति भवति वा विंशतिः न न्यूनं भवति वा

ह ह वस्त्राणि सर्वम् अहमेव आनेतव्यं वा वस्त्राणि सर्वं ह मह्यं तु एकः उपायः अस्ति किम् इत्युक्ते चिन्तितवान् अहम् एवं वा बैक्यानं स्वीकृत्य पत्नीं प्रति अहं मधुरगीतं श्रुत्वा एवं बेक् ग्रौण्ड् मध्ये मधुरगीतं ओ एवं वा अहम् अन्यत् एकं चिन्तितवान् किमित्युक्ते मम अहं दृष्टवान् कान्तारा मध्ये एकं गीतं भवति हा हा तद्रीत्या करणीयः इति हा कर्तुं शक्यते वा महोदय विंशतिसहस्ररूप्यकाणि प्रातःकाले बहुसुन्दरं भवति वा सायङ्काले

एवं सम्यक् भवति शक्यते वा अस्तु महोदय अहं पुनः दूरवाणीं करोमि कदा इति सूचयामि अस्तु धन्यवादः पुनर्मिलामि